भारतस्य राष्ट्रीयभाषायां संस्कृतप्रभावः केवल न संस्कृतभाषया भाषया द्वारा एव अन्य भाषाः उत्पन्नाः सर्वासु भाषासु मूला भाषा अस्ति संस्कृतम् अतः संस्कृतभाषा द्वारा एव अन्यभाषाः उत्पन्नाः किमपि नूतनशब्दस्य आवश्यकता अस्ति चेत् कापि संस्कृतभाषा उपरि एव अवलम्बनं कुर्वन्ति इदानीं पश्यतु आङ्लभाषा अस्ति सर्वेषाम् अस्माकं राष्ट्रीयस्तरे अपि भाषन्ति अन्तराष्ट्रियस्तरे अपि भाषन्ते किल परन्तु आङ्लभाषायां संस्कृतस्य प्रभावः अपि अधिकम् अस्ति पश्यामः चेत् भ्रातृ ब्रदर् भवति माता मदर् भवति द्वारं डोर् भवति आक्सिस् अक्ष भवति एवम् आङ्लभाषा स्वतन्त्रभाषा इति न संस्कृतस्य उपरि अवलम्बितभाषा अस्ति तादृशी एव हिन्दी भाषा अस्माकं भारतीय देशीय भाषा तदा अपि संस्कृतस्य शब्दाः बहवः सन्ति एवं अङ्गम् अङ्कनी तदनन्तरं प्रदूषणम् अवकाशम् अवसरम् एवं प्रधानि परन्तु इदानीम् बालिवुड् कारणतः अस्माकं हिन्दि भाषायां उर्दु भाषायाः शब्दाः आधिक्येन योजितमस्ति तस्य स्फुटम् आवश्यकम् परन्तु संस्कृतभाषायाः प्रभावः सर्वासु भाषासु सन्ति एव